मम व्यक्तित्वे संस्कृतौ च संस्कृतस्य अतीव महत्त्वपूर्णं योगदानं प्रभावं च अस्ति यतो हि मम व्यक्तित्वनिर्माणे संस्कृतस्य महत् योगदानं वर्तते यदारभ्य अहं संस्कृतं पठित्वा अथवा पठन् अस्मि तदारभ्येव एव मम जीवने महान् परिवर्तनम् आगतं येन मम आध्यात्मिकचिन्तनं सामाजिकचिन्तनं मानसिकस्थितिः सामाजिक विचारधारा सर्वमपि परिवर्तितम् संस्कृतमाध्यमेन एव संस्कृतेः विकासं भवितुं शक्यते एवं च अस्माकं अथवा मम यद् बङ्गीयसंस्कृतिः अस्ति तत्र संस्कृतस्य बहु प्रभावः अस्ति संस्कृते विद्यमानानां शब्दानां तत्र बहु शब्दाः अस्माकं संस्कृतौ अपि अस्ति एवं च अस्माकं यत् पूजार्चनपद्धतिः तत्सर्वं संस्कृते निहितमस्ति अतः मम चिन्त् तत्र चिन्तनम् अथवा मम तत्र एषः विश्वासः अस्ति यत् अवश्यमेव मम व्यक्तित्वस्य विकासे संस्कृतस्य महान् योगदानम् अस्ति